मम गृहे एकं पुष्पसस्यम् अस्ति एतत् बहु बृहत् बृहत् अस्ति वृक्षे बहूनि पुष्पाणि सन्ति बहु सम्यक् पुष्पाणि सन्ति वृक्षे कदा वृक्षं बहु बृहत् जातं तदा अहं वृक्षम् छुरिकया छुरिकया कर्तनं कर्तनं कटिङ्ग् करिष्य करिष्यामि तदनन्तरम् कनिष्ठं कनिष्ठं वृक्षं भूमिमध्ये पुनः नेडुत्तेने तदनन्तरं ते ते वृक्षाः बहु सम्यक् जाताः भवन्ति यदा वृष्टिः आगच्छति तदा रुष्ट् यदा वृष्टिकालः भवति तदा रुक् वृक्षं बहु समीचीनं वर्धते तदनन्तरं वृक्षे तदनन्तरम् एकः आम्रवृक्षोपि अस्ति मम गृहे एतत् मम पुत्र्याः मम पुत्री आम्रम् आम्रफलं बीजं भूमिमध्ये स्थापितवती एतत् बहुदिनानन्तरं वृक्षः अभवत् गतवर्षे एतत् फलं दत्तवन्तः बहु सम्यक् बहु सम्यक् रुचेः फलम् आसीत् इदानीम् इतोपि एकम् आम्रफलं मम गृहे अस्ति बहूनि पुष्पाणि फलान्यपि अस्ति विळ्येदेले सस्यमपि अस्ति पारिजातः पुष्पस्य वृक्षः अस्ति एतद् गृहे बहवः वृक्षाः सन्ति सन्ति चेत् गृहं बहु सम्यक् सम्यक् दा दृष्ट्वा पश्य पश्यन्तुं बहु सम्यक् समीचीनम्